महाभारतस्य विषये कोऽपि न जानाति इति नास्ति एव यतः बाल्यकालतः सामान्यतः महाभारतस्य विषये वयं पठन्तः एव आगतवन्तः विद्यालयेषु वा अथवा अन्येषां मुखात् वा वयं कथाः शृण्वन्तः आगताः स्मः एकं तु वयं तु अस्माकं काले अन्यविधं दूरदर्शनं वा अथवा टेप् रिकार्डर् वा तादृशं न आसीत् केवलं रेडियो केवलं आकाशवाणी केवलम् आसीत् तद् द्वारा किञ्चित् शृण्मः स्म अन्यथा अस्माकं पठने एव मतिः अधिकतया आसीत् इति कारणेन बहुविधकथाः उपकथाः महाभारतस्य कथाः इत्यादयः सङ्ग्रहीताः पुनः अस्माकं प्रदेशे यक्षगानं प्रसिद्धम् अस्ति ततः वयम् बहुविध उपकथाः सङ्घ्रहिताः सामान्यतः ताः कथाः अन्यत्र कुत्रापि न उपलभ्यन्ते पुनः किम् अस्ति महत्वात् भारयुक्तत्वात् महाभारतम् इति तस्य विषये महाभारतविषये वयं शृणुमः पुनः महाभारतस्य पात्राणि यानि सन्ति तत्र तु सामान्यतः रसाः नवरसानाम् अपि तत्र प्राधान्यतया चित्रितम् अस्ति तद् तेन कारणेन महाभारतं प्रसिद्धं पञ्चम का काव्यमपि महाभारतम् इति वदन्ति यति यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् इति महाभारतविषये कश्चन किञ्चन वाक्यं वयम् उक्त्वा एतस्मिन् विषये अधिकं गर्वतया वदामः